पाककला केवलं महिलानां कार्यं नास्ति गृहे अधिकाधिकं माता एव पाककार्यं कुर्वन्ति परन्तु एतद् दृष्ट्वा पाककला महिलानामेव कार्यमस्ति एतत् वक्तुं न शक्नोमि अनेके पुरुषाः अपि सन्ति ये बहुसम्यक्तया पाककार्यं कुर्वन्ति पुरुषाः विशेषरूपेण गृहे पाककार्यं न कुर्वन्ति अस्माकं गृहे महिलाः एव पाककार्यं कुर्वन्ति एतद् एका प्रथा प्रचलिता अस्ति परन्तु बृहदनुष्ठाने भोजनालये रेस्टुरेण्ट् मध्ये पुरुषाः एव पाककार्यं कुर्वन्ति तत्र महिलाः पाककार्यं न कुर्वन्ति अतः एतत् निश्चितरूपेण वक्तुं शक्यते पाककार्यं केवलं महिलानां कार्यं नास्ति महिला तथा पुरुषस्य उभयस्य कार्यमस्ति पाककार्यं मम कुटुम्बे अर्थात् मम पितुः एव पाककार्यं कुर्वन्ति भिन्नभिन्न अनुष्ठानेषु सः पाककार्यं कुर्वन्ति